मम मम गृहे यः ग्रन्थालयः अस्ति किन्तु अहमपि ग्रन्थालयं गच्छामि अहं चतुर्थकक्ष्यायां पञ्चमकक्ष्यायां यदा भवति तदा प्रतिदिनं ग्रन्थालयं गतवती पुस्तकपठनम् अहं मह्यं बहु रोचते अनन्तरं पुनः पुनः मम पुत्र्या सह पुत्रेण सह अपि ग्रन्थालयं गतवती इदानीं ते ते कलाशालायामस्ति अतः इदानीं न गच्छामि किन्तु गृहे अपि ग्रन्थालयः अस्ति बहवः पुस्तकानि सन्ति कथा पुस्तकानि सन्ति आङ्ग्लभाषायामपि तेलुगुभाषायामपि संस्कृतभाषायामपि कथापुस्तकानि सन्ति अनन्तरं गणितसम्बन्धित विज्ञानसम्बन्धित तत्त्वसम्बन्धितपुस्तकानि अपि सन्ति किन्तु किन्तु बालाः बालानां कृते बहवः पुस्तकानि सन्ति वैज्ञानिकगणित भाषा भाषा सम्बन्धित अपि आङ्ग्लभाषासम्बन्धित तेलुगुभाषासम्बन्धित पुस्तकानि बहवः सन्ति